गृहोद्यानं मह्यं बहु रोचते मम गृहोद्याने विविधानि सस्यानि सन्ति पुष्पसस्यानि शाकसस्यानि च सन्ति गृहोद्याननिर्वाहं कुर्वती केषाञ्चन उपद्रवाणां समुखी भवामि नाम मषकाः भवन्ति कीटाः भवन्ति क्रिमिणः अपि भवन्ति परन्तु तत् सर्वं निर्लक्ष्य अहं स्वगृहोद्यानस्य कार्यं करोमि यदा स्वेन निर्मितम् उद्यानं पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति